किं चित्रणीयमिति आदौ मनसि न भवति किन्तु चित्रणावसरे आरम्भः क्रियते चेत् अन्तः पर्यन्तं भिन्नभिन्नचिन्तनं मनसि चलति तदनुगुणं चित्रणं भवति परिसरस्य चित्रणं करणीयम् आदौ किं करणीयं वृक्षाः रचनीयाः वा अथवा नदी रचनीया वा अथवा पर्वताः लेखनीयाः वा पक्षिणः वा इति मनसि न भवति किन्तु चित्रणं कुर्वती गच्छामि चेत् तत्र अयं विषयः योजितः चेत् इतोऽपि स्पष्टः भवति इति विचिन्त्य विचिन्त्य चित्रणं करोमि